सर्वान् बालान् पत्रिकाः पठितव्यं किन्तु सर्वे छात्राः अलसाः भवन्ति ते पत्रिकाः न पठन्ति अस्माकं जीवने पठनप्रक्रिया अत्यन्तम् आवश्यकं भवति नूतनकार्याणां ज्ञानाय अस्माकं लोके किं किं चलति इति सम्यक् ज्ञानं पत्रिका पठनेन एव लभ्यते छात्राणां कृते उपायनशीलम् एकं सम्यक् गुणः भवति अस्मिन् देशे अन्यदेशे च किं किं प्रचलति राष्ट्रबोधनाय कायिकज्ञानाय आधुनिककार्ये व्यापारः व्यापारकार्ये राष्ट्रीयकार्ये अपि सम्यक् अवबोधनम् ज्ञान अवबोधनाय च पत्रिकापठनं पत्रिकापठनम् अत्यन्तम् अपेक्षितं भवति तदा बहुभिः बहुभिः परीक्षाभिः उदाहरणाय सिविल् सर्विस् आदिपरीक्षाणां पत्रिकापाठनम् अत्यन्तम् अपेक्षितं भवति